अवश्यम् आधुनिककाले तु सर्वमपि तन्त्रद्वारा प्रचलति किन्तु केषुचित् विषयेषु एवं वैद्यद्वारा तन्त्रद्वारा वयं चिकित्सां कर्तुं न शक्नुमः किन्तु तन्त्राणि तत्र उपकारकाः एव विशिष्य आतुरालयस्य ज्ञानं तत्र वैद्यः कीदृशः इति ज्ञातुं तस्य योग्यता का इति ज्ञातुं तेन किं किं कृतमिति ज्ञातुम् एवं तद् तेन साकं सम्पर्कं कर्तुं तेन साकम् ओण्लैन् द्वारा मेलनं कर्तुं सम्भाषणं कर्तुं तत्सर्वं वयं यन्त्रद्वारा शक्नुमः इति महान् अयं विषयः एव तत्र समयप्राप्तिः पूर्वमेव अन्विष्य तत्र बुक्किङ्ग् सर्वं कृत्वा वयम् अग्रे गन्तुं शक्नुमः इति अपि अस्ति नाम यत्र कुत्रापि व्यवस्था व्यस्ता भवामि चेद् तत्र विशिष्य वयम् ओण्लैन् द्वारा एतत् कर्तुं तादृशं तादृशः रोगः चेत् तादृशः रोगः चेद् ओण्लैन् द्वारा एतत् कर्तुं शक्नोमि इति महान् सन्तोषश्च औषधमन्वेष्टुं तु अन्यान्यानि एप् सर्वं सन्ति एप्स् सन्ति इति कृत्वा तत्र वयं स्विग्गी इत्यादिकं द्वारा औषधादिकं क्रेतुं शक्नुमः इत्यपि महान् आमोदस्य विषयः समीपस्थं चिकित्सालयं ज्ञातुं नाम गूगल् द्वारा वयम् अन्विषामः कुत्र आतुरालयः अस्ति इति अन्विषामश्चेदपि तदानीमेव उपलभ्यन्ते इत्यपि महान् आमोदस्य विषयः तत्रा मया बहुधा बहुवारम् एवं बहुभिः वैद्यैः सह सम्पर्कः कृतः तत्र वैद्यकीयकार्याणि पूर्णतया सम्भाव्यं सम्पादयितुं शक्यानि अभवन् वा इति कृत्वा मम इति इति पृष्टे सति मम तादृशः रोगः न अभवदिति स्यात् कदाचित् कारणं पूर्णतया सम्पाद्य शक्नोमि इति अहं न चिन्तयामि यतो हि सर्जरी तादृशं सर्वं नाम शास्त्रक्रिया सर्वं करणीयं चेद् तद् ओण्लैन् द्वारा कर्तुं वयं न शक्नुमः खलु अतः आतुरालयः अवश्यं गन्तव्यः तादृशाः किन्तु इदानीं किं कुर्वन्ति इत्युक्ते केषुचिद् आतुरालयेषु ये वैद्याः अत्युत्तमाः वैद्याः विदेशेषु सन्ति ते ओण्लैन् द्वारा तत्र उपस्थिताः भवन्ति तादृशाः मया तु ताः तादृशः अनुभवः नास्ति चेदपि ते ओण्लैन् द्वारा उपस्थिताः भवन्ति तदानीम् अत्रस्थः वैद्यः तस्य निर्देशानुसारम् अत्र एवं एतद् कुर्वन्तः नाम शस्यक्रियादिकं कुर्वन्तः तादृशाः वार्ताः अपि अहं पत्रिकासु पश्यामि किन्तु मम तादृशः अनुभवः नास्ति किन्तु यद्वा भवतु वैद्यरङ्गे महान् महा सौकर्यस्य कालः अयं महान् अयं महत् सौकर्यं भवति एतद् इति वक्तव्यमेव औषधं विशिष्य औषधमन्वेष्टुं नाम गृहे इदानीं कोऽपि नास्ति औषधं पिता वा माता वा रुग्णः भूत्वा उपविशति तदानीम् औषधं दातुम् अवश्यं कुत्रापि गन्तव्यं भवति तदानीम् औषधं गृहे प्रापयितुम् ओण्लैन् अत्यन्तमुपकाराय भवति मयापि तथा बहुधा बहुधा कृतः अन्यत्र कुत्रापि गन्तव्यं चेदपि अस्माकम् औषधम् औषधं गृहे प्राप्नोति इति सौकर्यमपि अस्ति तादृशः सन्दर्भः ममापि जीवने आगतं पूर्वम्